विद्यालये संस्कृतस्य प्रचारः करणीयः आसीत् तदा छात्राः संस्कृतविषयं स्वीकृत्य अध्ययनं कुर्वन्तु इति चिन्तनमासीत् परन्तु छात्राणाम् अनासक्तिः आसीत् तर्हि छात्राणां सङ्ग्रहणं कथं करणीयं करणीयम् इति तस्मिन् विषये चिन्तनं कृतं तर्हि अहं कक्षां प्रति गत्वा संस्कृतस्य महत्त्वम् उक्तवान् संस्कृतं किमर्थं पठनीयं संस्कृतं पठित्वा के लाभाः भवन्ति तेन अस्माकं जीवने के लाभाः अग्रे भविष्यन्ति तस्मिन् विषये अहं सर्वं प्रतिपादितवान् छात्राः तत्सर्वम् अवगतवन्तः तत् अवगत्य ते संस्कृतं पठितुम् आम् इति उक्तवन्तः एतत् कार्यं कठिनमासीत् परन्तु तदर्थं मया बहु प्रयत्नः कृतः तेन प्रयासेन एव छात्राः संस्कृतं पठितुं सिद्धाः जाताः अग्रे ते संस्कृतं स्वीकृत्य पञ्चमीतः दशमीपर्यन्तं संस्कृतम् अध्ययनं कृतवन्तः तेन तेषां जीवने परिवर्तनं जातम् अधुना छात्राः संस्कृतेन वदन्ति भाषन्ते च ते संस्कृते श्लोकान् वदन्ति संस्कृते ते कथाः कथयन्ति संस्कृतेन ते सर्वं लेखनमपि कुर्वन्ति तत् कर्तुं महान् कष्टम् अहम् अनुभूतवान् परन्तु प्रयासेन वारं वारं तेषां पृष्ठतः भूत्वा तान् अहं बोधितवान् तेन ते संस्कृतं पठितुं सिद्धाः जाताः अधुना सर्वे संस्कृतं पठन्ति आनन्देन लिखन्ति विद्यालयेषु यदा कार्यक्रमाः भवन्ति तत्र ते सहभागमपि स्वीकुर्वन्ति संस्कृतं नाटकं कुर्वन्ति संस्कृतगीतानि गायन्ति इत्यादयः